कालिदासग्रन्थेषु एकः उक्तिः प्रसिद्धा अस्ति शिक्षकविषये तत्र विशिष्टमस्ति श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता यस्योभयं साधु स शिक्षकाणाम् धुरि प्रतिष्ठापयतव्य एव तत्र वाक्यमिदमस्ति एतद् मनसि अतिष्ठत् इत्युक्ते अत्र शिक्षकविषये उक्तमासीत् यः शिक्षकः भवति सः कथं भवेत् शिक्षकः यः शिक्षां ददाति यः छात्रस्य जीवनस्य अन्धःकारं दूरिकरोति प्रकाशं प्रति नयति यतो हि तमसः प्रकाशं प्रति गच्छामः तदा शिक्षकः सर्वदा ज्ञानप्रकाशकः भवति अज्ञानान्धःकारम् निवारयति ज्ञानप्रकाशं प्रति नयति तदा श्लिष्टा क्रिया यः सम्यक् आचरणं जानाति सम्यक् आचरणं करोति सः श्लिष्टा क्रिया अनन्तरं तत्र आत्मस्वयजीवने तस्य प्रयोगं करोति अनन्तरं सङ्क्रान्ति स्वज्ञानस्य स्वक्रियायाः अन्यस्य अन्येभ्यः जनेभ्यः सः सम्यक्रूपेण ज्ञानसङ्करः सङ्क्रमणं यः कारयति उत्तमक्रियायाः सः शिक्षणप्रौद्योगिकी तस्य उत्तमं भवतु तस्य ज्ञानं सम्यक् भवतु उभयमपि ज्ञानस्य प्रसाराय यः शिक्षणप्रौद्योगिकी तेषाम् उपयोगं करोतु सः सम्यक् चार्ड् ब्येनर् रूपेण छात्रेभ्यः तोषयतु तदर्थम् अस्य ज्ञानमपि विशिष्टं भवतु स्वविषये अध्यात्मविषये अनन्तरं विश्वे प्रचलितः आधुनिकविषयेषु तस्य सिद्धिः भवतु तदा शिक्षकः आत्मक्रियासु विश्वक्रियासु अन्यभ्यः क्रियासु दक्षः प्रविणः कुशलः भवतु अनन्तरं ज्ञानप्रसाराय अपि निपुणः अनन्तरम् विभिन्न तकनिकि विषयेषु तस्य सिद्धिः भवतु तदा सङ्क्रान्तिः अन्यस्य विशेषयुक्ता विशेषयुक्तिमाध्यमेन विशेष तक्निकिमाध्यमेन अन्येभ्यः स्वज्ञानस्य सङ्क्रमणं सङ्क्रमणं यः कारयति यस्योभयं यस्य सिक्ष यस्मिन् शिक्षके एते उभया उभयौ उभये तत्र शिक्षणनीतिः नीते स्तः तत्र सः शिक्षकः धुरिप्रतिष्ठा तस्य प्रतिष्ठा विशिष्टा भवति इति यस्य तकनिकी शिक्षा नास्ति केवलं स्वज्ञानं स्वविषयेव ज्ञानं भवति सः अन्यत्र ज्ञानसङ्क सङ्क्रमणं कारयितुं न शक्नोति यः सम्यक् तकनिकिं जानाति तकनिकिशिक्षां जानाति किन्तु तस्य समीपे विशिष्टः विषयज्ञानं शिक्षाज्ञानं नास्ति तदा सः सम्यक् ज्ञानप्रसारणं कर्तुं न शक्नोति यस्योभयं सः साधुशिक्षकाणां सः विशिष्टः शिक्षकाणाम् तस्य प्रतिष्ठा सम्पूर्णे राष्ट्रे सम्पूर्णे विश्वे जीवने प्रतिष्ठिता परिपूता फलिभूता च भवति